योगः सामान्यतया तु मानसिकव्यायामः एव अस्ति कारणं योगमाध्यमेन वयम् अस्माकं मनसि यः रोगः अस्ति तस्य निवारणं कर्तुं शक्नुमः किन्तु यदि मनः स्वस्थं जायते तर्हि शरीरम् अपि स्वस्थं जायते यदि वयं योगं कुर्मः तर्हि मनः मनः स्वस्थं जायते एवं मनः यदि स्वस्थं जायते तर्हि अस्माकं शरीरम् अपि स्वस्थं जायते एतत् कारणे वयं वक्तुं शक्नुमः यत् योगः मानसिकव्यायामः अस्ति योगस्य माध्यमेन वयम् अस्माकं मनसि या चिन्ता अस्ति मनसि यत् दुर्भावना अस्ति तस्य दूरीकर्तुं शक्नुमः तत् दूरीकर्तुं शक्नुमः किन्तु योगस्य माध्यमेन वयं डिप्रेशन् इति रोगः अस्ति यत् तस्य अपि निवारणं कर्तुं शक्नुमः वयम् एक अक्षरेण वक् वदामि चेत् योगः अस्ति मनसः व्यायामः एवं शारीरिकव्यायामः किञ्चित् भिन्नः अस्ति शारीरिकव्यायामस्य माध्यमे शरीरस्य चर्चा जायते एवं सः एवं च योगस्य माध्यमेन मनः मनसः व्यायामः जायते